सप्तचत्वारिंषदधिकं नवदशशततमवर्षस्य अगस्ट् मासस्य पञ्चदशदिनाङ्कः अष्टनवत्यधिकं नवदशशततमवर्षस्य फे़ब्रवरि मासस्य विंशतिदिनाङ्कः अष्टनवत्यधिकं नवदशशततमवर्षस्य फेब्बरि मासस्य अष्टादशदिनाङ्कः नवषष्ठ्यधिकं नवदशशततमवर्षस्य जन्वारि मासस्य एकादशदिनाङ्कः सप्तनवत्यधिकं नवदशशततमवर्षस्य सेप्टेम्बर् मासस्य पञ्चमदिनाङ्कः